नमस्ते हरिः ओम् नमस्ते हा नमस्ते नमस्ते नमस्ते कथमस्ति

आम् उत्तमविषयः एव एतादृशविवाहः अस्ति कुलदेवं तत्र द्रष्टुं गच्छन्ति इति अपि उत्तमविषयः एव अस्ति परन्तु तत्र दिनद्वयम् आवश्यकं वा एकं दिनं पर्याप्तं वा विराम विरामः आम् अवगच्छामि अवगच्छामि तादृशं दूरमस्ति इति अहम् अवगच्छामि एकः विषयः एव अग्रिमसप्ताहे भवती जानाति वा अग्रिमसप्ताहे परीक्षाः सन्ति तदर्थमेव अभ्यासः तादृशं करणीयः इति अस्ति तदर्थमेव अहं पृच्छामि का योजना हा अभ्यासः अडिगः अस्ति एव अथवा सः कथं करोति इति एका योजना अस्ति चेत् वरं सः करोति एव सम्यक् पठतीति अहं जानामि उत्तमबालकः उत्तमः छात्रः अहं जानामि कथं करोति इति एकवारं चिन्तयतु तदेव दिनद्वयं स्वीकरोतु निश्चयेन तदनन्तरं परीक्षाः सन्ति किल परीक्षा अनन्तरमपि मनोरञ्जनकार्यक्रमाः भविष्यन्ति तत्र सः भागं स्वीकरोति गीतमस्ति तादृशमस्ति सः करोति तदपि किञ्चित् तेषां विषये अपि अभ्यासं कुर्वन्तु सर्वे इति गृहे इति अपि प्रार्थना अस्ति अस्तु तर्हि हा हा शुभप्रयाणं हा रां रां रां राम्